हरि ओं श्वः मम विवाहः आसीत् विवाहः अतः मम विवाहे एङ्गेज्मेण्ट् कृते वीडियोग्राफ़ि आवश्यकम् आसीत् अतः ब भवतां स्टुडियो मध्ये विडियोग्राफ़ि सर्वं सिद्धता अस्ति वा ड्रोन् इत्यादिकं सर्वमस्ति वा कीदृशमस्ति वीडियो इत्यादिकं भवतां समीपे

आम् एकलक्षं वा हरि ओं मम विवाहः एकदिनस्य कृत् एकदिनस्य एव अस्ति दशदिनस्य नास्ति कति जनाः आगच्छन्ति भवन्तः विडियो निमित्तं पुनश्च ड्रोण् इत्यादिकं नास्ति केवलं वीडियो क्यामरा वीडियो कृते एव भवतां कृते एकलक्षं भवति पुनश्च ड्रोन् ड्रोन् शूट् स्वीकुर्मः चेत् कियद्भवति वन् लेक् फ़िफ़्टि तौसण्ड् केवलं ड्रोन् एव आनयन्ति वा तर्हि फ़िफ़्टि तौसन्

ओ ओ हो एवं परन्तु परन्तु धनं

डिस्कौण्ट् कृत्वा एकलक्षं एकलक्षं परन्तु तदपि अधिकमेव भवति इति मम चिन्ता चिन्तनं मम मित्रमेकमासीत् प्रणवराज् इति सः केवलं पञ्चाशत् सहस्रे एव सः सर्वं ड्रोन् केमरा फ़ोटो शूट् सर्वं कृत्वा ददामि इति उक्तवान् भवतां स्टुडियो मध्ये सम्यक् अस्ति इति मम कृते मम श्रीपति फ़्रेण्ड् उक्तवान् आसीत् मित्रम् अतः भवतां कृते एकवारं दूरवाणीं कृत्वा भवतां कृते पृष्ट्वा अहं निर्णयं स्वीकरोमि इति चिन्तितवान् भवन्तः एव पञ्चाशत् सहस्रं मास्तु कियत् स्वीकुर्वन्ति इतोपि इतोपि दशसहस्रम् अधिकं स्वीकृत्य भवन्तः आगन्तुं शक्नुवन्ति चेत् अहं भवतां कृते एव आर्डर् ददामि

नैन्टि तौसण्ड् बहु अधिकं भवति महोदय किञ्चित् वा न्यूनं कुर्वन्तु त्वां भवा एकं दिनमेव अस्ति महोदय एकम् एकस्मिन् दिने एव मम विवाहस्य आ तत्र घण्टाचतुष्टयं वा घण्टापञ्चकं वा तावदेव तत्र विडियो शूट् भवति भवन्तः आदिनं तु न कुर्वन्ति खलु केवलं केवलं

आगमनगमनार्थं

तत् जानामि अतः ए अतः एव अहं भवतां कृते एव सूचयितुम् उक्तवान् अस्तु चिन्ता नास्ति भवन्तः अष्टशा भवतु अशीतिसहस्रं अशीतिसहस्रं वा अशीतिसहस्रं स्वीकुर्वन्तु आगच्छन्तु अस्तु धन्यवादः